देशीयचिकित्सापद्धतीनां विशेषः एषः अस्ति प्रातिकुल्यं न भवति रोगस्य वास्तविकं कारणम् वास्तविकस्थितिः तस्य परिहारश्च कथं करणीयम् इति कूलङ्कुशं इयं पद्धतिः ददाति अपि च यदि आहारविहारविश्रान्तिषु नियतः भूत्वा चिकित्सां स्वीकुर्यात् तदा दैहिकमानसिकरोगाणाम् अपि क्षमनं भवति आयुः वर्धते अकालमृत्युभयञ्च नश्यति अतः अस्माकं भारतीयदेशीयचिकित्सापद्धतीनां दीर्घकालाद् दीर्घकालधारकत्वं सिद्धं भवति इति मम अभिप्रायः